आं वदन्तु

कार्यं इदानीं किञ्चिद् बिलम्बेन भवति पुनः जायमानमस्ति जायमानं कार्यमस्ति इदानीं प्रायः दिनचतुष्टयं हा एवं इतोपि जनाः दीयन्ते चेत् शिघ्रमेव भवति दिनचतुष्टयाभ्यन्तरे एव समापयितुं शक्यते अहोरात्रौ कार्यं क्रियते चेत् दिनचतुष्टयम् एव शीघ्रमित्युक्ते कथं करिष्यामि अहम् एकाकी अस्मि खलु हा एवं इतोपि किमपि अपेक्ष्यते वा एवम् एवं किञ्चित् दर्शनम् अपेक्ष्यते वा कार्यस्य कथं कार्यं चलति इति हा एवं पुनः केचन जनाः यदि दीयन्ते तर्हि दिनद्वयाभ्यन्तरे एव समापयितुं शक्यते अस्तु अस्तु हा धन् आं किञ्चित् शीघ्राद् शीघ्रमेव प्रेषयन्ति चेत् तर्हि कार्ये किञ्चित् सुकरं भवति

अहं का कान् जनान् स्वीकरिष्यामि इति क कान् जनान् अहं स्वीकरिष्यामि भवती यदि के केचन जनाः तत्र नी नियुक्तव्याः इति भवती यदि किञ्चित् नोटीस् दास्यति तर्हि सम्यक् स्यात्

एवम् एवं हा हा पुनः किं केचन निपुणाः एव तत्र स्वीकर्तव्याः नूतनाः सर्वे तु निपुणाः न सन्ति यतो हि नूतनाः केचन आगताः ते सम्यक्तया कार्यम् इदानीमपि कर्तुं न शक्नुवन्ति पुनः प्राक् प्राक्तनाः एव तत्र स्वीकर्तव्याः हा अस्तु महोदय अस्तु हा धन्यवादः